नमस्कारः ओला केब् वा अधुना अहं भवतः केब् नम्बर् नव सप्त त्रीणि चत्वारि अन्ते अस्मि मया यः मार्गः चितः तत्र कार्यं प्रचलति अत्र कश्चन नूतनः मार्गः दृश्यते तेन मार्गेण यदि अहं गच्छामि तर्हि कियान् कालः भविष्यति कृपया ज्ञापयन्तु धन्यवादः